इदानीं तु शेर् मार्केट्मध्ये तत्र डिजिटल् अपि भवति अनन्तरं लास् प्राफ़िट् इति भवति अहम् एकसहस्राणि रूप्यकाणि कृत्वा चेत् तत्रापि अनन्तरं तद् शेर् भवति एकः एक बेङ्क् बेङ्क्मध्ये अपि भवति तादृशं डिजिटल् एप् अपि अस्ति तत्र अत्र विषये ह विषयः शर् इति रामः रामा इन्ट्रस्ट् शेर् अनन्तरं बे्क्मध्ये एस् बि ऐ बेङ्क्मध्ये अपि शेर् इट् भवति तत् शेर् कृतं चेत् एकवारम् लास् अपि भवति प्राफ़िट् अपि भवति इति तद् शेर् मार्केट् विषये अहं तु जानीमः डिजिटल् एप्मध्ये शेर् विपय्य कर्तुं परिवर्तनम् अपायकारम् इति भवति तद् ब भीतिः तु भवति किन्तु अहमेव कृतम् इति किन्तु शेर् मार्केट्मध्ये लोस् प्रोफ़िट् भवति अहं सहस्ररूप्यकाणि दत्तं चेत् तद् द्विसहस्रं सहस्राणि रूप्यकाणि भवन्ति तदेव अस्ति विस्तारविषये वर्तमानीयविषये तव अभिप्रायः इति डिजिटल् एप्मध्ये अपि तत् विषयं शेर् इट् जातम्